हरिः ओम्

हा हा अहम् इदानीं बेङ्ग्ळूर् नगरं गन्तुमिच्छा वेङ्कटेश् अवधानी इति मम नाम बेङ्ग्ळूर् नगरं गन्तुम् इच्छामि तर्हि भवतां यानं कदा प्रस्थीयते शिवमोगानगरात् तथा हा हा मम मम तु रा रात्रौ प्रस्थाय प्रातः यथा अहं प्राप्नुयां तदा आनुकूल्याय आनु आ प्रातः रा प्रातः पञ्चवादने वा षड्वादने वा यथा प्राप्तुं स्यात् प्रापणं स्यात् तद्वत् मम सु सु सुखम् आसनं भवेत् सुखमासनं भवेत् परन्तु ए सि नापेक्षितमस्ति तादृशं हा येस् येस् येस् तत् तत् कीया कियान् व्यत्यासः उभयोः तत्र उपविश्यैव उप उपविश्यापि गन्तु मया मम उपविश्य यानमलं परन्तु मम एतदस्ति किल आसनम् अग्रे भवेत् अग्रे भवेत् पृष्ठतः चेत् मम क्लेशः स्यात् अतः अग्रे भवेत् चेद् हा अग्रे अग्रे तथाविधं सौकर्यं तत्र विशेषव्यवस्था भवताम् अपेक्षितं चेत् विशेषं शुल्कं दातव्यं भवति वा अथवा अनेनैव शक्यते वा हा गवा गवाक्ष गवाक्षसमी गवाक्ष गवाक्षसमीपेपि चेत् इतोपि वरम् इति मन्ये वरं न तु मध्ये मध्ये वा प्रथमतः भवति चेत् नैव नातीव दोषाय कल्पते गवाक्षसमीपे चेत् शक्यते शक्यते मम मया एते एते अस्ति किल पे फो पेमेण्ट् आन्लैन् पेमेण्ट् इत्युक्ते फोन् पे इत्यादिकं ते तद्वारेण दीयते हा यद् यद् यद् भव इद इदानीं या सङ्ख्या आगता अस्ति सा सैव सङ्ख्या किल तां प्रत्येव प्रेषितुं हा महोदय अन्यो अन्योपि एकः विषयः अपेक्षितः मध्ये यानस्य कदाचित् स्थापना भवति वा घण्टाद्वया घण्टात्रयानन्तरं मम कदाचित् हा अस्तु अस्तु महो हा हा अवश्यं कुर्वन्तु शिमोग्गानगरे क कस्मात् स्थानात् प्रस्थीयते इति इत्यपि कृपया सूचयन्तु यत्र भवतां यानस्य ओह् अस्तु हा हा हा तद् अनन्तरं मया अन्तिमे पूर्वघण्टायामपि मम आरोहः यस्मिन् स्थाने भ भवितुं शक्यते वा इति शक्य प्रार्थितुं शक्यते वा अथवा पूर्वमेव तस्य स्थानस्यापि निर्णयः इदानीमेव कर्तव्यः अस्ति वा कथं नियमः अस्तु अस्तु महोदय धन्यवादः अस्तु अस्तु महोदय महान् महान् धन्यवादः